प्रत्येकं व्यक्तेः व्यक्तिगतजीवने अनेकानि कष्टानि सम्मुखीभवन्ति अपि च मम जीवने एकस्य महत्कष्टस्य विषये अहं भवद्भ्यः वक्तुम् इच्छामि एकदा अहम् अवकाशदिवसे शापिङ्ग् कृत्वा गृहम् आगच्छति स्म तदा अहं यातायातदुर्घटनाम् अपश्यम् अहं सायं षड्वादने मित्रैः सह आसीत् मार्गस्य मध्ये जनसमूहः दृष्ट्वा वयं सम्यक् न निश्चिताः आसन् यत् किं प्रचलति यतोहि प्रथमः विचारः मनसि आगतः यत् एतद्वयोः जनानां मध्ये युद्धं भवेत् इति तथापि यदा वयं तत् स्थानं प्राप्तवन्तः तदा वयं दुर्घटनाम् अवाप्तवान् अवाप्तवन्तः तत् ततः वयं समग्रं ज्ञा तवन्तः मार्गं लङ्घयन् एकः पुरुषः ट्रकेन आहतः अभवत् इति कारणेन सह गम्भीररूपेण घातितः अभवत् एकः रक्तस्रावः पुरुषः भूमौ शयितः आसीत् जनाः रुग्णवाहिकाम् आह्वयन्ति स्म वयं तत् क्षणमेव रुग्णवाहिकाम् आहूतवन्तः परन्तु समयः समाप्तः आसीत् अतः एकः कारचालकः तं व्यक्तिं कारमध्ये स्थापयित्वा कि चिकित्सालयं नीतवान् ततः जनाः चालकं गृहित्वा ताडितवन्तः इति कारणेन पुलिसः आगतः पुलिस् चालकं गृहीत्वा घटनायाः विषये प्रश्नं कृतवन्तः पश्चात् चालकः मत्तः इति ज्ञातम् पुलिसाः तं गृहीत्वा तस्य वक्तव्यं ग्रहीतुं चिकित्सालयं गतवन्तः दृष्ट्वा दुर्घटना दुर्घटनाग्रस्तस्य स्थितिः सङ्कटात् बहिः इति उक्तं वैद्याः तस्य व्रणान् पट्टिकां कृत्वा अद्यापि प्रवेशितः इति अवदन् एतत् मम जीवनस्य बृहत्तमं कष्टम् आसीत् अस्मात् कष्टात् बहिः आगन्तुं मया बहु दुःखं भवितुम् अर्हति स्म बहुदिनानि यावत् अहं तस्यैव दुर्घटनास्थलं दृष्ट्वा भीतः आसम्